हरिः ओम् इदानीं श्रुणोमि धन्यवादः

प्रणामः वदतु

बहु धन्यवादः आन्लैन् द्वारा एव बहु उत्तमं भवतः इच्छा आग्रहः बहु उत्तममेव मम आन्लैन् कक्षा अस्ति प्रतिदिनं षड्वादनतः सप्तवादनपर्यन्तम् अस्ति अतः भवान् पादोन षड्वादने तत्र जोयिन् कर्तुं शक्यते सपाद सप्तवादनपर्यन्तं भवति प्रतिमासं सहस्ररूप्यकाणि भवति भवतः इच्छा उत्तममेव परन्तु प्रधानकार्यम् एतदस्ति भवान् रात्रौ नववादने एव अलार्म् कृत्वा शयनं करणीयं निद्रां करणीयं तदा एव बहुजनाः इच्छन्ति एवञ्च उत्तमं बहुजनाः अहं योगां पठितुमिच्छामि अहं शारीरिक पोषणमिच्छामि इति वदन्ति परन्तु अत्र धनमपि ददाति परन्तु न आगच्छन्ति अतः अतिप्रधानं भवान् प्रतिदिनम् आगन्तव्यम् अहं पतञ्जलिविद्यापीठतः योगाचार्यः इति प्रशिक्षणं प्राप्तः अतः अहं बहून् अहं पाठयामि भवान् द्रष्टुं शक्यते झूम् मध्ये बहवः तत्र प्रतिदिनम् आगच्छन्तीति परन्तु भवतः निश्चयेव अत्र प्रधानं भवता साकम् उत्तमम् उत्तमं तेपि एकस्मिन् मध्ये अपि तेषाम् अपि प्रयोजनाय भवति ते अपि एतदेव प्रधानं प्रतिदिनमिति एव बहवः योगां पठन्ति परन्तु तत्र प्रायोगिकदिने तत् न कुर्मः चेत् तस्य प्रयोजनं न्यूनं भवति अतः पठन अपेक्षया प्रायोगिकजीवने प्रतिदिनं तस्य अभ्यासः एव अत्र अतीवप्रधानं पठनं न अस्माकं जीवने आनयनं अतः भवान् मम एतस्मिन्नेव दूरवाणीसङ्ख्यायां भवान् अद्यैव एतत् शुल्कं धनं प्रेषयतु अनन्तरं भवतः पुत्रानपि रात्रौ शीघ्रं निद्रां कृत्वा इदानीं वयं सम्भा समापयामः मम अन्या एका दूरवाणी आगच्छति अतः भवान् किञ्चित् अनन्तरं दूरवाणी करोतु धन्यवादः धन्यवादः